पूर्वम् अहं ग्रन्थालयं गन्तुं बहु इच्छन्ति इच्छामि किमर्थम् इत्युक्ते पूर्वं सर्वे सर्वत्र ग्रन्थालयाः तत्पोषणम् सर्वं भवति एव इदानीं सर्वम् अन्तर्जाले सर्वम् आगच्छति किल आग तदेव अहम् अन्तर्जालेनेव सर्वं पठामि ग्रन्थालयं गन्तुं हा तत् ह्याबिटेव न भवति इदानीम् अहं सर्वम् अन्तर्जाले किण्डल् इति किण्डल्मध्ये अव ब पुस्तकानि भवन्ति एव तत् तदेव अ इदानीं बालकाः तदेव पठन्ति मम गृहेऽपि सर्वे अन्तर्जालेन किण्डल्मध्ये तर्व् तादृशं भवन्ति परन्तु अहं तदेव चिन्तयामि पूर्वकाले पूर्वतनकाले यद् तत् अभवत् किल ग्रन्थालयं गच्छति पुस्तकं स्वीकृत्य गृहम् आगच्च आगत्य एकं स्थानं स्वीकृत्य तत्र शान्ति शान्तिवत् मतेन पटेन पठामि चेत् तद् अनुभवमेव पृथकस्ति स्पेशल् अस्ति तदेव